हलो हलो नमस्ते होटल् हा अदे येस् किं कार्यम् अहं न

तत्र किमिति अहं न जानीमः ओ ओके अयम् ओ तदेव तदेव अहं अहम् एकां व्यक्तिम् आनयामि अहमेकं व्यक्तं व्यक्त्या आनयामि ओमाम् आवश्यम् आम् तदेव तदेव अहं जानन् अहं जानामि तद् अहं करिष्यामि परिहारं करोमि करिष्यामि करिष्यामि अदुनेव अधुना एव करिष्यामि किं किं तद् का तद् किं प्रश्नं अधुना अधुना आगच्छतु अधुना हा हा नास्ति नास्ति नास्ति सम्यक् एव सम्यक् एव नास्ति बहु सम्यक् बहु बहु बहु सम्यक् शेफ़् एव बहु ए अहं जानीमः

अहम् अहं का करिष्यामि हा करणीयं करि अधुना अधुना अधुना ओके ओके तर्हि हा इतोपि अनन्तरम् सम्यक् नास्ति मम मम जलं जलं नास्ति जलं नास्ति तत् तदेव अहम् अहम् एकां व्यक्तिम् आनयामि क्लीन् कृतं क्लीन् कृत्वा एकां व्यक्तिं प्रकोष्ठस्य तदेव अहम् अहं पश्यामि सोरि मेम् अहं भव भव भवती फ़ो भोजनार्थम् आगच्छतु बा भोजनार्थमागच्छतु होटेल् हा तदेव ओके ओके ओके